तत्र उडुपिनगरस्य समीपे मणिपाल् इति वर्तते आङ्ग्लीयस्वास्थ्यसेवा तु बहु वर्तते स्वास्थ्यसेवायां तत्र विशेषतया उडुपिनगरं तु आयुर्वेद औषधाः बहु लभ्यन्ते ततः होमियोपति विद्यते तत्र नानाविधाः स् सन्ति अत्र विशेषतया तत्र पदद्वये तत्र एकम् आपणं लभ्यते तत्र औषधानां तावान् अत्यधिकतया स्वास्थ्यसेवायां तत्र आरोग्यविषये तत्र वैद्याश्च स लभ्यन्ते समस्या नास्ति मणिपाल् मध्ये तु बृहद् व्यवस्था एव विद्यते सामाजिकसहकारः अपि परस्परं सर्वे गौरवेण पश्यन्ति तथा समस्या नास्ति सर्वेपि मिलित्वा अत्र जीवनं कुर्वन्ति गौरवविषये वयोवृद्धानाम् अतीवभक्त्यादरः विद्यते अत्र स एव विशेषः तत्र वृद्धान् सर्वे नमस्कुर्वन्ति एतादृशः तत्र अनुभवः विद्यते विशेष अनुभवः विद्यते भक्त्या प्रीत्या च वृद्धैः सह ज्यैष्ठैः सह सम्भाषणं कुर्वन्ति तथा तान् श्रुण्वन्ति शुश्रूषाभावः विशेषतया वर्तते समस्याः अस्मिन् विषये न सन्ति इत्येव वक्तव्यं यतः अन्ये अन्यैः नगरैः अपि बहवः अत्र आगत्य वसन्ति वृद्धाः एतत् रिटैर्ड् नगरम् इत्येव वदन्ति बहवः पुत्राः यत्र कुत्रापि सन्तु इति कृत्वा वृद्धानां वासः विशेषतया उडुपिनगरे एव भवति परितः देवस्थानादिकं विद्यते अतः निवृत्तजनानां कृते अतीव सौ अतीवसौख्यं विद्यते अत्र उडुपिनगरे अतः सर्वे आगत्य अत्रैव वसन्ति देवस्थाने कार्यक्रमाणि भवन्ति अत्र राजाङ्गणम् इति विद्यते कृष्णमठस्य समीपे तत्र बहु प्रतिदिनं कार्यक्रमाः तत्र वर्तन्ते अतः एतत् निवृत्तानां नगरम् इति वक्तुं शक्यते